अत्र क्रीडास्थानानि बहूनि सन्ति तथा च जलं बहुमहत् अस्ति तथा च करः अतीव स्वस्थो भवति ग्रामेभ्यः बहवः बालकः अत्र मन्दिरे क्रीडन्तु आगच्छन्तु अस्ति